मम प्रिया पत्रिका भारतीसंस्कृतपत्रिका वर्तते अस्यां पत्रिकायां संस्कृतस्य लेखाः समायान्ति तत्र संस्कृतस्य भिन्नभिन्नविषयेषु लेखाः भवन्ति आयुर्वेदम् आधारीकृत्य अपि तत्र लेखः प्रायः आगच्छति तत्र आयुर्वेदे यत् पथ्यम् अपथ्यं वर्तते तस्य विचारः भवति शब्दानां शब्दकोषवर्तीनिमित्तं संस्कृतशब्दानामपि तत्र एकः प्रश् एकः एकं पृष्ठं भवति तद् द्वारा अपि अस्माकं ज्ञानस्य वृद्धिः भवति समसामयिकविषयेषु तत्र लेखाः भवन्ति अतः भारतीपत्रिका मम कृते अत्यन्तम् प्रिया पत्रिका वर्तते अहं प्रतिमासम् एतस्याः पत्रिकायाः हस्ते आगमन आगमनं भवेत् तदर्थं प्रतीक्षां करोमि